आ हरिः ओम्

हा हा हा अत्र अत्रैव गृहे एव अस्मि अधुना

किं कार्यं तद्दिने मया आगतमासीत् तदर्थम् अधुना किं किं कार्यं ह हा आ सत्यं सत्यं भो आ ओके हा अद्य अद्य आगच्छामि भो अद्य किं किं किं किं कार्यमस्ति इति दृष्ट्वा ओ हो हो हा तथा ओ ओ वदन्तु वदन्तु दत् वर्तन्ते मयि मयि मयि मयि वर्तन्ते तानि रूप्यकाणि हा सत्यं सत्यं भो अ ओ अन्यत्र कार्यमासीत् मम अन्यत्र कार्यम् अस्ति तदर्थं तदर्थं मया

ओहो हा हा ओहो हो हो हाहा हा गौः गोष्ठिप्रक्रिया हा सत्यं सत्यं भो हा

दारुमयः दारुमयः तु गोष्ठः वा ता अथवा आयासः अहं गोशाला दार्मये वर्तते हा अस्तु हा ओ हा अतः भविष्यति सत्यं सत्यं

आ एवं चेत् प पञ्च दिवसानां कार्यं किम् एतद् अधिकतया भविष्यति हा इति रक्षकाः आवश्यकाः चेत् आचार्यरक्षकाः रक्षकाः अपि आसन् आवश्यकाः अशोकः

ओहो हा हा आ आगच्छामि किं तत्तु दृष्ट्वा एव वक्तव्यं भो दृष्ट्वा दर्शयन्तु दृष्ट्वा एव वयं वयं वदिष्यामः

अस्तु अस्तु अधुना ग्रहम् आगच्छामि वा ह अस्तु पञ्च पञ्च निमेषेषु आगच्छमि हा अस्तु हा नाम ह अस्तु अस्तु